अन्यभाषा अपेक्षया तु संस्कृतभाषा विशिष्टा एव तद्विषये यदि वयं चिन्तनं कुर्मश्चेत् संस्कृतं भाषायां यावन्ति पदानि सन्ति तावन्ति पदानि विश्वस्य कस्यामपि भाषायां न सन्ति तत्र कारणम् इदमेव यद् संस्कृतभाषायाः व्याकरणं यद् पाणिनिमहर्षिणा रचितं तदेव नाम संस्कृतभाषा प्राचीनकालात् अद्यावधि कदापि न परिवर्तिता नाम यथा वयं मराठिभाषायां मम भाषाविषये अंशुगुजरातिभाषा विषये वा आङ्ग्लभाषाविषयेऽपि चिन्तनं कुर्मश्चेद् मराठिभाषा अपि समये समये परिवर्तिता नाम यथा वयं ज्ञानेश्वरी ज्ञानेश्वरः महोदयेन रचिता तर्हि तत्रापि वयं यदि ग्या ज्ञानेश्वरीं पठामश्चेद् प्रायः सामान्यजनाः तु सप्ततिः प्रतिशतं वा अशीतिः प्रतिशतं नावगच्छति तत्र किं तैः लिखितम् इति किं तैः उक्तम् इति परन्तु अद्यतनीयां मराठिभाषां पश्यामश्चेत् तत्र महान् भेदः अस्ति इति वयं ज्ञातुं शक्नुमः तर्हि एवमेव संस्कृतभाषा विषये तथा नास्ति यदि वयं महाभारतस्य समयं समयविषये च चिन्तयामश्चेत् महाभारतं तु नाम अद्य अद्यतः प्रायः पञ्चसहस्रवर्षेभ्यः पूर्वं रचितं वा सः कालः महाभातस्य इति प्रथितं सर्वप्रथितमस्ति परम् इदानीमपि इदानीमपि इदानींतनकालेऽपि वयं महाभारतं पठामश्चेत् यथा अद्य वयं संस्कृतं पठामः तदेव संस्कृतं महाभारतग्रन्थेऽपि दृश्यते अतः संस्कृतभाषा कदापि न परिवर्तिता इति तस्य तस्याः भाषायाः वैशिष्ट्यम् एकम्